द्विसहस्रवर्षस्य मार्च् मासस्य नवदशदिनाङ्कः द्विसहस्राधिकषड्वर्षस्य जनवरि मासस्य दशमदिनाङ्कः सप्ततिः अधिकनवदशवर्षस्य सप्टेम्बर् मासस्य दशदिनाङ्कः जानेवारि मा पञ्चसप्तनव एकवर्षस्य जूनमासः मासस्य षड् दिनाङ्कः